नमस्कारः का का सा समस्या वर्तते एतद् एतद् अहं जानामि परन्तु आदौ अहं सर्वं दृष्ट्वा दृष्ट्वा आनन्तरं दास्यन्ति सर्वेषां कृते शुद्धम् अस्माकम् अस्माकं गृहे गृहे सर्वं दुग्धमेव कृते प्रथमं क्वालिटि चेक् कृत्वा सर्वेषां कृते दातुं शक्यते परन्तु रियाने भवान् कृते दुग्धं किमर्थं नास्मि का समस्या वर्तते भवान् वदतु कुत्र भवता तु एतत् स्थानं सम्यक् नास्ति वा कुत्र फ्रि फ्रिज् मध्ये स्थापयन्ति जलं वर्तते अस्तु एतत् एतत् न जाने परन्तु किमर्थं जलं वर्तते एतत् इदमेव सम्यक् दा दास्यन्ति परन्तु दृष्ट्वा दृष्ट्वा अनन्तरं दास्यन्ति किमर्थं न जाने कर्मचारिणः जनाः करोति यत् एतद् मम मम सूचनाय एकवारं पश्यामि एतत् न न कृते एतत् ह प्योर् तद् गोदुग्धम् अस्ति एवं वर्तते एवं न न जाने परन्तु मम स्मरणे जाता किमपि पात्रं सम्यक् प्रक्षालनं न कर्तव्यं तदर्थमेव भवतां कृते दुग्धं सम्यक् न भवति

एकवारम् एकम् एकवारं पुनः एकवारम् अहं सूचयामि अहं दृष्ट्वा कर्मचारिणः जनाः किञ्चित् करोति चेत् अहम् एतत् निष्करणं करोमि हौदु अस्तु अस्तु